हरिः ओं ह्यः रात्रौ तत्र चोरः आगतः इति श्रुतं मया तत्र हा

ओ

एवं वा तद् तर्हि का का हानिः का का क्षतिः किमपि चोरितं वा तेन आम् आम् आम् एवं तस्य मुखमपि दृष्टं वा केनापि

एवम् एवम् एवं तर्हि इतस्ततः नाम पुरतः कुत्रापि अन्यद् अपि जातं वा चौरकार्यम्

ओ हो तर्हि कम्प्लेट् यदि ते कम्प्लेड् दातुम् आगमिष्यन्ति तस्य गृहस्य जनाः ये सन्ति आगमिष्यन्ति चेत् अहं स्वं झटिति एव कार्यं करोमि कदा आगमिष्यन्ति इति जानाति वा भवान् विशेषाभूषणानि अपि चोरितं वा तेन यानमपि चोरितं वा यदि तस्य आम्

द्विचक्रिका विशेषाभूषणानि सर्वमपि चोरितं वा तेन धनमपि अन्यत् किं किं कस्यां दिशायां सः गतवान्

ओ हो तर्हि बहु समस्या अस्ति अस्य किमपि कर् कुर्मः अस्य विषये चिन्तयामः एवम् एवं तर्हि झटिति अस्य विषये अहं निर्णयं कुरुवां करोमि चिन्ता मास्तु धैर्यं धैर्यं धरतु धन्यवादः